हरि ओम् नमांसि अहं तत् इदानीम् आम् अहं गुरुप्रसादः अत्र मृगालयं दृष्ट्वा सन्तुष्टो अस्मि मैसूरमृगालयः रुच्यते आम् अतः तत्र भवद्भिः किञ्चित् मैसूरुमृगालस्य परिचयं कुर्वन्तु इति प्रार्थये ओ तत् तत्र विशेषतः विदेशतः केचन प्राणिनः आगताः इति श्रुयते के इति

जिराफे इति यत् उच्यते जिराफे कृते आहरं किं भवति

उष्ट्रा अपि सन्ति वा अत्र

तत्र बहवः गजाः मृताः इति श्रुयते तत्र रोगो वा कारणम् अथवा तत्र पालकानां कारणं वा सामान्यतः यदि वयं पश्यामः तर्हि तत्र सिंहः सदा सोपिति तत्र किं कारणम्

तेषां स्वभावः अन्येषां प्राणिनां तत्र हिंसि कृत्य आहारं तत्र प्राप्नुवन्ति अत्र तादृश स्वभावः एव ते विस्मृता वा विस्मरणम् इति

अस्तु अस्तु अस्तु महान् सन्तोषः एतादृशः विवरणं श्रुत्वा महान् सन्तोषो जातः अतः इदानीम् वयं स्थापयामः पुनः मिलामः